हरिः ओम् हा तथा कर्तुं शक्यते वा इदानीम् आरम्भणीयं वा हरिः ओम् हा अहं भिडे होम् स्टेमध्ये विद्यमाना एका रूं किम् रेन्ट् ओन रेण्ट्मध्ये वसामि तत्र अतः मम गृहे क्लेशः जातः अस्ति भवान् प्लम्बर् वदनस्ति खलु तर्हि मया किञ्चित् साहाय्यमपेक्षते या नलिका अस्ति तस्मात् जलम् आगच्छत्येव न तिष्ठति अतः भवान् कदा आगन्तुं शक्नोति कार्यार्थम् इदम् एवम् अस्माकं या नलिका अस्ति तत् ततः जलम् आयाति एव पुनः बहु लीकिङ्ग् जायमानमस्ति अतः साहाय्यमपेक्षते कदा प्रेषय प्रेषयितुं शक्नोति शीघ्रातिशीघ्रमिदानीमपि यदि सः आयाति चेदपि चिन्ता नास्ति एवम् अधिकमेव पतति पुनः जलापव्ययः अपव्ययः भवति तन्मा भवतु इत्यतः किमपि कल्पना वा दातुं शक्नोति वा भवान् येन मया तद् ईषद्वा वारयितुं शक्यते तेन जलप्रवाहः तु नति नाम एवम् तर्हि एवं कर्तुं प्रयत्नं तु अवश्यं करोमि किन्तु तद् भवति वा तत्र बहवः क्लेशाः अपि भवन्ति अतः यथा शीघ्रं यदि भवान् कश्चन जनाः प्रसयति वा स्वयम् अवश्यं तर्हि शीघ्रातिशीघ्रम् नो चेद् कश्चन अन्यजनाः जानन्ति वा यं प्रेषयितुं शक्यते

हा भव् भवतु भवतु भवतु हा